अहं प्रमुखतया टेबल् टेन्निस् क्रीडां क्रीडामि एतां क्रीडाम् एकस्याः उत्पीटिकायाः उपरि क्रीडामः भिन्नरूपेणसमर्थजनेषु भिन्नाः विधाः सन्ति केचनाः चलितुं शक्नुवन्ति केचनाः चलितुं न शक्नुवन्ति परन्तु अस्यां क्रीडायां उत्पीटिका किञ्चित् उन्नता भवति अतः एषां वील् चेर् आसनस्य आवश्यकता अस्ति तेभ्यः क्रीडितुम् अनुकूलं न भवति एतेषां सर्वेषाम् अनुकूल अनुकूलार्थमेव एकं पारा टेबल् टेन्निस् इति एकं विधम् अस्ति अत्र सामान्यनियमान् विहाय भिन्नसमर्थेभ्यः नूतनान् नियमान् योजितवन्तः सन्ति अतः एतां क्रीडां सर्वप्रकाराः भिन्नरूपेणसमर्थाः जनाः अपि आनन्देन क्रीडितुं शक्नुवन्ति एतां क्रीडां अन्तराष्ट्रीयस्तरेऽपि क्रीडन्ति एषा पेर् पेरालम्पिक्स् क्रीडासु एका क्रीडा अस्ति एषा